मम तु अत्यन्तम् इष्टा क्रीडा इत्युक्ते तत्र एका तु क्रिकेट् इति वक्तुं शक्यते किमर्थम् इति वक्तव्यं चेत् तत्र बाल्यादारभ्य अपि तत्र क्रिकेट् क्रीडां क्रीडित्वा क्रीडित्वा तत्र रुचिः उत्पन्ना अस्ति पुनः दूरदर्शनमाध्यमेन अपि बाल्यादारभ्य एव क्रीडायाः तत्र दर्शनं कृतम् अस्ति इत्यतः सः कश्चन संस्कारः अस्ति पुनः अन्यापि क्रीडा अस्ति चेस् इति तत्रापि मम महती रुचिः अस्ति यतः तत्र सः प्रतिस्पर्धी कीदृशम् उपायं करोति मम पराजयार्थं स्वस्य जयार्थं च इत्यादि तत्र मानसिकम् सामर्थ्यं तत्र अपेक्षितं भवति तादृशम् क्रीडायां पुनश्च मम तर्के अत्यन्तं रुचिः अस्ति इत्यतः युक्तौ अत्यन्तं रुचिः अस्ति इत्यतः तत्र कीदृशी युक्तिः प्रयोक्तव्या प्रतिस्पर्धिनं पराजयितुम् इत्यादि तत्र विचाराः चस् क्रीडायां भवन्ति तस्मादेव सापि क्रीडा अत्यन्तम् इष्टा वर्तते